सत्यं मया बहूनि पुस्तकं पुस्तकानि पठितानि सन्ति तेषु आध्यात्मकपुस्तकानि बहूनि सन्ति तत्र विद्यमानं पुस्तकम् एकं वर्तते ब्रह्मचर्यवत जीवनम् इति तत् पुस्तके भर्मचारिणः कथं भवेयुः इति वर्तते तत्र पञ्चविंशतिः पञ्चविंशतिः नियमाः सन्ति कथं नाम कथं ब्रह्मचारिणः जीवने भाव्यं कथं मनसः निग्रहः तथा बाह्येन्द्रियाणां निग्रह कथं कर्तव्यम् इत्यादिकं तस्मिन् पुस्तके वर्तते तथैव यदि ब्रह्मचर्या ब्रह्मचर्यायां जीवनम् इति पुस्तकं वयं पठामः अस्माकं कृते अपि किञ्चित् लाभाय भवति कथं नाम इदानीं तेन पठनेन अस्माकं कृते कथं जीवने भाव्यं तथैव कीदृशाः नियमाः पालनीयाः अन्येषां निकटे कथं व्यवहारः कर्तव्यः तथैव कथं सम्भाषणीयं कस्य निकटे कथं सम्भाषणीयम् इत्यादिकं तेन पुस्तके बहु सम्यक्तया उल्लिखिता वर्तते तद् पठने अस्माकं कृते अपि किञ्चिद् विवेकः आगच्छति कस्य निकटे कथं व्यवहर्तव्यं तथैव कथं सम्भाषणम् इत्यादिकम् इत्यादिविषयेषु अस्माकं कृते अपि कश्चन वा विवेकः आगच्छति तथैव ब्रह्मचारिणः कथं जीवने तेषां साधनं प्रति नाम यद् लक्ष्यं वर्तते तं लक्ष्यं कथं गच्छेयु इत्यपि वर्तते यदि वयं मनसः निग्रहः वा कुर्मः चेत् एकीकरणं भवति इदानीं कश्चन विषयं स्वीकृत्य वयं पठामः तस्य विषये एव अस्माकं मनसः निग्रहः भवति एवं रूपेण बाह्येन्द्रियाणां निग्रहः इदानीं यदि वयं वयं बहि गच्छामः तत्र पदार्थान् दृष्ट्वा वयं किञ्चित् पदार्थस्य उपरि किञ्चित् अस्माकं मनः गच्छति तथा न भाव्यं यतो हि यदि मनसः निग्रहः अथवा बाह्येन्द्रियाणां निग्रह भवति चेत् अस्माकं वीर्यं वर्धते वीर्यं वर्धते इत्यतः वीर्यवर्धनेन अस्माकं ब्रह्मचारित्वं पालितं वर्तते इति इति एतादृशनियमाः तत्र ब्रह्मचर्या जीवनम् इत्यादि पुस्तके उल्लिखिताः सन्ति तथैव यदि ब्रह्मचर्या जीवनम् इति पुस्तकस्य चलनचित्रं यदि आगच्छति सम्यक् तद् जनानां कृते ब्रह्मचारिणां कृते बहु उपयोगाय भवति एवं चलनचित्रमपि द्रष्टुम् इच्छामि